यदि योगः विद्यालयेषु आवश्यकः विषयः अस्ति तर्हि छात्राणां शैक्षिक उन्नतेः मानसिक कल्याणस्य च सकारात्मकरूपेण प्रभावः भवेत् इति प्रश्नः योगः नाम कर्मसु कौशलम् इति भगवद्गीतायां भवति योगशास्त्रम् इति चित्तः वृत्तिनिरोधः इति योगशास्त्रस्य योग योग्यकं योगपदं भगवद्गीतायामपि योगः नाम ब्रह्मणः सकाशः ब्रह्मणः सकाशात् अस्माकं मनः मनसः संयोगः इति एवम् अनेके तत्र अर्थाः सन्ति अत्र तु योगशास्त्रं योगशास्त्रानुसारेण योगाभ्यासः करणीयः इति शालायाम् इति योग योगाभ्यासः क्रियते चेत् शालायां सर्वेषां छात्राणां मनः समाधीयते मनः मनसः समाधानमेव तत्र अध्ययनार्थम् अत्यन्तं सौकर्याय भवति इदानींतनकाले तु सर्वेषां छात्राणां तत्र मोबैल् ज्ञानेन अथवा नेट्वर्क् किं फ़ेस्बुक् इत्यादि ज्ञानेन मनसः तत्र तत्र गच्छति तत्र एकी तत्र एकत्र मनसः केन्द्रं केन्द्रीकर्तुं केन्द्रीकर्तुं योगाभ्यासबलादेव तेषां मनसः एकीकरणं कर्तुं शक्यते सर्वत्र शालासु विद्यालयेषु यदि योगाभ्यासः क्रियते चेत् प्रत्यहम् तदा मनसः समाधानं भवति शान्तिर्भवति यदा शान्तिः तदा आगच्छति तदा एव अध्ययनं कर्तुम् अतीव आसक्तिर्भवति अन्य पठ्येतर क्रियासु पठ्येतर नाम शालाभ्यासात् छात्राणां तत्र भ्रष्टः न भवति अभ्यासे एव रतिः जायते तदा यदा योगाभ्यासस्य स्थानम् अतीव महत्वं वर्तते सर्वेषां छात्राणां मनः एकत्र समा समाधीयते चेत् अध्ययनं कर्तुम् अतीव सुकराय भवति मानसिक कल्याणस्य च मानसिक सन्तोषं भवति यदि योगाभ्यासात् मनसः सन्तोषः जायते सन्तोषात् विषयाभावेपि पञ्चेन्द्रियाणां विषयाभावेपि मनसः सन्तोषः जायते इति इति कारणात् योगाभ्यास एव अतीवप्रमुखं भवति